अस्माकं राज्ये जनवरि मासे धार्मिक उत्सवः इति तत् पोङ्गल् भवति फ़ेब्रवरि मार्च् मासयोः अस्माकं गृहस्य पार्श्वे कपालीमन्दिरमस्ति तस्य ब्रह्मोत्सवः भवति पुनश्च पङ्गुनिमासे मार्च् मासे नाम सावित्रि नोन्ब् इत्यपि भवति एप्रिल् मासे चित्तिरै तिरुनाळ् इति उत्सवः भवति पुनः तत्र विनायकचतुर्थी कृष्ण अष्टमी पुनः दीपावलिः इति अन्यप्रदेशेषु ये उत्सवाः प्रचलन्ति तदपि अस्माकं प्रदेशे अपि धार्मिकरीत्या सर्वे आचरन्तः एव स्म अहं यद्यद् उत्सवं उल्लिखितवती तद् सर्वमपि यथाशक्तिः अस्माकं गृहे अपि आचरामः